बृहत् का बृहत् परिमाणेन बहु बृहत् कार्येषु जलं लारियानेन ते आनयन्ति तत्र स्थापयित्वा ते पूरयन्ति गृहे विवाहः गृहे पूरयन्ति इदानीं कूप्याम् अपि ते सर्वे ते सर्वे आनीतवन्तः अतः विवाहकार्ये भोजनमध्ये कूप्यां स्थापयित्वा एकैकं कूप्यां स्थापयित्वा ते कुर्वन्ति पाकं करोति चेत् तत्समये बृहत्पात्रेण ते पूरयित्वा तत् पात्रद्वारा ते पाकं करोति जलं गृहीत्वा इदानीं नलीमध्ये अपि ते टङ्की मध्ये पूरः पूरयित्वा स्थापयन्ति धन्यवादः